अहं मैसुरु टार्पालिन् संस्थायाः सकाशात् एकं स्यूतं गृहीतवती तत्तु समीचिनम् अस्ति बृहद् अस्ति सर्वेषां सर्वान् अपि पुस्तकान् अपि तत्र क्षेप्तुं समर्थः अस्ति तत्र चत्रस्य तथा पानीयस्य च बाटल् अपि स्थाप्तुं शक्यते तत्रौ तद् तु दृढम् अस्ति सर्वकालीकम् उपयुक्तं भवति सदा वर्षात्रयपूर्वम् अपि तत्र उपयोगं कर्तुं शक्नुमः